ग्रामे विद्युच्छक्तिः अत्यावश्यकी एव किमर्थमित्युक्ते इदानीं पूर्वतनकाले तू सर्वत्र सरः एवं केरे इत्यादिकं भवति स्म तस्मात् कारणात् तत्र विद् ग्रामे विद्यमानानां विद्यमानेभ्यः जनेभ्यः विद्युच्छक्तिः तावन् तावान् नापेक्षितमासीत् किन्तु इदानीं किं जातमित्युक्ते प्रकृतितः एव वर्षा न्यूना तस्मात् कारणात् सर्वत्र बोर्वेल् वा अथवा वेल् वा जातम् तस्मात् कारणात् किम् इदानीं पूर्वं यथा सरः आसीत् तद्वत् इदानीं सरः न भवति अन्तर्जलम् अन्तर्जलकारणं कारणतः इदानीं जलसेचनं वाटिका वाटिकां प्रति वा सर्वत्र जलसेचनं ततः एव कर्तव्यं ततः कर्तव्यं चेत् पम्प् वा मशिन् वा अपेक्षितमेव तस्मात् तादृशजलसेचनार्थम् इदानीं विद्युच्छक्तेः अपेक्षा नितरां वर्तते यतो हि यदि विद्युच्छक्तिर्नास्ति तर्हि जलसेचनं कर्तुं न शक्यते तर्हि जलसेचनं विना सस्याः सस्यानि नैव जीवन्ति यदि हि न ज्ञि न जीवन्ति तर्हि अस्माकं भोगोपवर्गजीवनार्थं किमपि न भवति धनं वा किमपि अर्जनीयं चेत् ग्रामे तु अनेन वाटिका वा अथवा क्षेत्रेण एव अर्जनीयं तस्मात् विद्युच्छक्तिः ग्रामे नितराम् अपेक्षितमेव